मनः एव सर्वस्य मूलं मनसा अङ्गीकृत्य श्रद्धया यदि क्रियते तर्हि योगः केवलं शारीरिकव्यायामस्य स्वरूपं न अथवा रुपं न भवति तद्विना यान्त्रिकरुपेण यदि कुर्वन्ति तर्हि अवश्यं शारीरिकव्यायाम एव भवति योगः नाम केवलं आसनानि न आसनानि शरीरार्थं क्रियन्ते चेत् तत्र विद्यमान ध्यान तपः जपः इत्यादिकं मनसः आरोग्यं रक्षन्ति अतः योगः कर्मसु कौशलम् इति भगवद्गीतायां कृष्णेन उक्तम् अस्ति कर्म नाम सर्वविधमपि कार्यम् यत्किमपि कार्यं कौशलेन यदि क्रियते सः योगः भवितुम् अर्हति कौशलेन करणीयं चेत् मनः मुख्यं मनसा विना श्रद्धया विना यदि योगः क्रियते तर्हि सः योगः शारीरिकव्यापारस्य एव अथवा व्यायमस्य एव रुपं भवति